मम तु गृहपशवः रोचन्ते एव तत्र धेनुः गृहे धेनवः अनन्तरं श्वानः मार्जालः ते सन्ति तत्र तेषां पालनमपि अहं सम्यक्तया करोमि इदानीं धेनवः अथवा धेनोः विषये वा अहं स्वीकरोमि चेत् तेषाम् आहारः अथवा स्नानं तत्सर्वं सम्यक् रूपेण एव करोमि अनन्तरं श्वानः श्वानः यदस्ति तत्तु अस्माकं कृते सर्वदा सहाय्यं करोति श्वानः तदर्थं गृहे एकः श्वानः भवत्येव तेषाम् इदानीं पालनम् अपि बहु कष्टकरमिति नास्ति परन्तु सूक्ष्मरूपेण तत्र द्रष्टव्यं भवति तेषाम् आहारः अनन्तरम् तेषामपि स्नानं तत् सर्वं किञ्चित् सूक्ष्मरूपेण पश्यामश्चेत् तेषां कृते अपि आरोग्यं सम्यक्रूपेण भवति इदानीम् तदर्थं मम कृते धेनवः अनन्तरम् श्वानः बहु सम्यक्रूपेण रोचते अनन्तरम् अन्यत् मार्जालः तावत् न रोचते किमर्थमित्युक्ते मार्जालाः ये सन्ति ते मार्जालाः यदस्ति तत् ते सर्वं गृहस्य अन्ते एव गच्छन्ति सर्वदा तदर्थं ते अधिकतया न रोचते